अहं मम छायाचित्रद्वारा भारतं भारतं दर्शयितुम् अवसरं प्राप्नोमि तर्हि भारते उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्तती इत्युक्तवत् भारतस्य उत्तरभागे हिमालयपर्वतम् अन्यद्भागे समुद्राणि सन्ति अतः अहं भारतस्य हिमालयपर्वतं चित्रणं कृत्वा भारतस्य छायाचित्रं गृह्णीयाः अनन्तरं भारतस्य विशेषप्रेक्षणीयस्थलानि सन्ति ताज् महल् इत्यादि प्रेक्षणीयस्थलानि सन्ति तत् दर्शयित्वा भारतस्य विशेषणचित्रम् ददामि अनन्तरं भारतं विशेषसंस्कृतिविशिष्टतत्त्वज्ञानपरम्परा आधारे निरूपितमस्ति अतः तत्सर्वम् अहं दर्शयित्वा भारतस्य छायाचित्रं दर्शयामि